मया एतत् पादत्राणं लिबर्टीतः स्वीकृतं एतत् सम्यक् अस्ति फ़िट् अपि सम्यक् भवति एतत् पादत्राणं उपयोक्तुं आनुकूल्यं अस्ति सोलपि सम्यक् अस्ति मौल्ययुतम् अपि अस्ति डिस्कौण्ट् अपि प्राप्तवती इदं मह्यं बहु इष्टं जातं मम मित्राणि अपि माम् इदं पादत्राणं सम्यक् अस्ति इदं कुतः स्वीकृतम् इति पृष्टवन्तः अतः मया मम मित्रवर्गं प्रति एतत् पादत्राणं स्वीकर्तुं सलहा दत्ता